हरिः ओम् किं भोः किं दिनद्वयतः न दृष्टं भवतां पार्श्वे एव अस्ति

एवं वा एवं वा कुशलं खलु सर्वे कुशलं सत्यं मध्ये स्थगितम् अभवत् इदानीं पुनः चिन्तनीयं तस्मिन् विषये वयमेव चिन्तयामः किञ्चित् भवति

प्रथमं कदा कुर्मः इति कदा कुर्मः इति दिनं

फ़ब्रवरी दशमदिनाङ्के वा अस्तु शनिवासरः चेत् जनानां किञ्चित् सौलभ्यं भवति वा इति

कार्यान्तरं न भवति आगमिष्यन्ति अस्तु सत्यं सत्यं

सत्यम् पूजादिकं भवति दीपः दीपज्वालनं प्रसादविनयोगः भवेत् प्रायः अत्रैव एकः अत्रैव सुब्बण्ण इति एकः अस्ति सः पाचकः पाचकः अपि सः कर्तुं ददाति अत्रैव पार्श्वे एव अस्ति खलु स एव करोति सत्यम् किं किं कुर्मः तस्य प्रसादस्य

रसायनमेकं भवति कदलीफलानां पुस्तकं

किं कुर्मः अवश्यं चेत् यच्च कि किञ्चित् शैत्यं भवति इति कारणतः कषायं यदि कषायं दातुं शक्यते शतम् उपशतं जना भवन्ति सम्पर्कः करणीयः सम्पर्कः करणीयः तदर्थं समयः स्थापनीयः श्वः वयं गच्छामः किञ्चित् सम्पर्कं कर्तुं श्वः सायङ्काले अस्मिन् मार्गे एव गत्वा आगच्छामः एकैकम् आरम्भं कुर्मः सूचयन्तु सत्यं सत्यं अर्चकः अपि सूचनीयाः देवालयस्य अर्चकः

पञ्चमेव भवतु फ़ेब्रवरि पञ्चमेव भवतु अन्यत् सर्वं प्रति अत्रैव भवामः खलु अत्रैव भवामः खलु अतः विचिन्त्य अस्तु अस्तु अस्तु अस्तु धन्यवादः धन्यवादः